अस्माकं गृहप्रवेशोत्सवस्य लघुचित्रणं चित्रग्राहिण्या स्वीकृतमस्ति तत्तु बहु सुन्दररूपेण बहुकालपर्यन्तं वीक्षितुं शक्यते तथा च संस्कर्तुमपि शक्यते विशेषरूपेण वदामः चेत् भावचित्रं तु स्तब्धचित्रवत् भवति तन्मध्ये वाय्स् अपि न भविष्यति तथा च स्थायिभावाः अथवा भावना न भवति परन्तु चलच्चित्रमध्ये तत्सर्वमपि अन्तर्भवन्ति एवं तु महान् प्रमोदः